मम गृहस्य अङ्गणे तुलस्याः पालनं करोमि परन्तु अहं फ़्लाट्मध्ये म वसामि अतः किञ्चितेव स्थलमस्ति पुरतः चटपट्याम्येव स लघु लघुनि पुष्पाणि स्थापितवती चेम्बरती जातिमली पाटलं कमलपुष्पं सर्वाणि चटपट्याम् एव स्थापितवती